आम् भारतस्य राष्ट्रियभाषायां हिन्दीभाषायां संस्कृतस्य प्रभावः मया बहुत्र दृष्टमस्ति कथम् इति चेत् संस्कृते निर्वाहः अस्ति चेत् हिन्दीभाषायांं निर्वाह् नीधिः निधि विधिः विधि जन्म जन्म मरणं मरण स्थान स्थान् सङ्घटन सङ्घटन् समितिः समिती कुटुम्बः कुटुम्ब् मित्र मित्र् स्नेह स्नेहः स्नेह् विमानं विमान् अपूर्व अपूर्व् अवकाशः अवकाश् सुलभ सुलभ् मोक्ष मोक्ष् देव देव् पुत्र पुत्र् इत्यादिपदानि संस्कृते यानि पदानि वर्तन्ते तानि हिन्दीभाषायाम् अपि वर्तन्ते इति मम मतम्